मया तावत् बहुकालात् पूर्वं शालासु इतिहासः पाठितः तस्य इतिहासस्य तथा च मौखिक इतिहासस्य कोऽपि भेदः वर्तते वा इति प्रश्नः अवश्यं भेदः वर्तते एव तत् लेखनरूपस्य इतिहासः कः वर्तते इतिहासस्य प्रधानः अर्थः इति इह आस ये तावत् इतिहासनिर्मातारः वर्तन्ते तत्र ये तावत् लिखन्ति तेषां कृते प्रामाणिकता अवश्य आवश्यकी वर्तते यदि प्रामाणिकाः जनाः इतिहासं रचयन्ति तत्र यथावत् तत्र लेखनं कुर्वन्ति तत्रापि दोषः दोषः स्यादेव यदि अत्र अस्माकं देशस्य इतिहासविचारे तावत् आङ्गलीयाः आङ्ग्लाः तावत् ये यत्किञ्चित् लिखितवन्तः तदेव सः एव इतिहासः इति वयं स्वीकुर्मः इतिहासः इति वयं स्वीकुर्मः तत्र दोषः वर्तते एव अत्र प्रामाणिकताविषये तावत् तत्र संशयः वर्तते अपि च मौखिक इतिहासस्य मौखिक इतिहास तत्रापि तत्र दोषः अपि भवेत् गुणः अपि भवेत् तत्र प्रामाणिकता आवश्यकी अत्र अस्माकं देशे तावत् ये ये तत्र विषयाः वर्तन्ते तेषां सर्वेषां कृते तावत् इतिहासस्य सत्यता अस्ति वा न वा इति चिन्तितुं वयं अवश्यं प्रयत्नं कुर्मश्चेत् तदानीम् इतिहासस्य सार्थकता भवेत् अतः एव इतिहासः यत्र यत्र लिखितः तत्र सर्वत्रापि तत्र गुणपूर्णत्वं वर्तते इति वक्तुं न शक्यते अतः एव तत्र सत्यं भवेत् अस्माकं विषये तावत् अस्माकं देशस्य विषये तावत् असत्यपूरितः इतिहासाः अनेके दृश्यन्ते दरीदृश्यन्ते अतः एव क्वचन अंशे तावत् मौखिक इतिहासस्य प्राधान्यता भवति कुत्रचन तावत् इतिहासस्य लेखनरूपस्य इतिहासस्यापि प्राधान्यता भवति परन्तु सत्यासत्यविचारः अस्माकम् अवश्यं करणीयः तदर्थं प्रयत्नः क्रियते चेत् इतिहासस्य सार्थकता भवेत्